अहं देवानन्दः अशोकनगरतः अद्य सायङ्काले पञ्चवादने कद्रिमन्दिरं गन्तव्यमस्ति वयं अत्र चत्वारः स्मः मम गृहं फल्गुणिनगरे एस् डि एम् शालायाः पार्श्वे एव अस्ति भवान् यदि दशनिमेषात्पूर्वम् एव आगच्छतु वयं सिद्धाः भवामः तदनन्तरं मन्दिरं मन्दिरं गत्वा पुनरागमनमपि अस्ति